भारतीयशास्त्रीयनृत्यं तु पञ्चमे वयसि एव तस्य प्रारम्भः भवेत् अनन्तरं यदा छात्रः पञ्चदशे वर्षस्य भविष्यति तावत्पर्यन्तं तस्य नृत्यशिक्षणं पूर्णं भविष्यति अतः पञ्चमे वयसि एव तस्य प्रारम्भः भवेत्

छात्रजीवने एव तस्य शिक्षणं तदा पूर्णं भविष्यति यदा सः पाठशालायां पठति तदा एव नृत्यस्य शिक्षणम् एव तस्य पूर्णं भवति तस्य पूर्णता आवश्यकी एव प्रारम्भिके स्तरतः विषारदपर्यन्तं तस्य शिक्षणं तु पाठशालायाम् एव पूर्णं भवेत् एतस्य विषये चिन्तनम् आवश्यकम् अस्ति तदा एव अस्माकं भारते तु कलाविषये आसक्तिः वा कलाविषये आनन्दः छात्रेषु दृश्यते